सौन्दर्यवर्धक उत्पन्नानि तु

स्कीनस्य स्कीनन्तु प्रभावितो भविष्यति तस्मात् चर्मजन्य रोगस्यापि उत्पत्तिः भविष्यति अतः सौन्दर्यवर्धकोत्पन्नानि तु न सम्यक् भवति तस्मात् नैव उपयोगं करिष्यामः किञ्च यदि अत्यधिकं करिष्यति चेत् तदा हानिकरं भवति अत एव चिकित्सकाः अपि वदन्ति सौन्दर्यवर्धकोत्पन्नं तु अधिकं न उपकरणीयं न वा उपयोगः करणीयः